इतिहासे ज्योतिषशास्त्रस्य मुख्याः प्रणेतारः बहवः सन्ति तेषु अन्यतमः भवति आर्यभट्टः आर्यभट्टीयम् इति ग्रन्थरचनां कृत्वा ग्रहाणाम् अन्तरं भूमितः कियत् वर्तते इति सख्यारूपेण अनेन अस्मिन् ग्रन्थे लिखितं वर्तते एवमेव गोलभूगोलसम्बद्धे अपि अनेके विचाराः अस्मिन् ग्रन्थे प्राप्यन्ते एवमेव अन्यः अन्यः भवति भास्कराचार्यः इति सिद्धान्तशिरोमणिः लीलावतिः इत्येवं गणितसम्बद्धाः ग्रन्थाः अपि अनेन लिखिताः वर्तन्ते तत्र सिद्धान्तशिरोमणौ गणिताध्यायः गोलाध्यायः इति प्राधान्येन वर्तन्ते गणिताध्याये तावत् मध्यमाधिकाराः ग्रहाणां स्पष्टाधिकाराः इत्येवं ग्रहाणां स्पष्टीकरणाय मध्यमरूपेण विद्यमानानां ग्रहाणां स्पष्टीकरणाय विद्यमानाः अधिकाराः वर्तते स्पष्टाधिकाराः एवं सूर्यग्रहणं चन्द्रग्रहणम् इत्यादि ग्रहणविचारः कथं भवति कदा भवति इति विचाराः अपि अस्मिन्नेव अध्याये अस्मिन् ग्रन्थे उपलभ्यन्ते एवं गोलाध्याये तावत् भूगोलसम्बद्धाः विचाराः तथा च कालगणानायां कालगणनायै उपयुज्यमानाः यन्त्रविशेषाः के भवन्ति इति विचाराः अपि अस्मिन् ग्रन्थे उपलभ्यन्ते